अस्माकं प्रदेशे आचर्यमाणाः विशिष्टः उत्सवः नाम देवीपूजा इति वर्तते तत्र वयं प्रातः प्रातः शीघ्रम् उत्थाय स्नानम् इत्यादिकं सर्वं कृत्वा समीचीनवस्त्रं दृत्वा मातुः गृहे गृहे अग्रे एव रङ्गोली सर्वं स्थापित्वा क्लीन् कृत्वा रङ्गोली स्थापयति अनन्तरं मम पितुः बैक्स् वाहनं सर्वं स्वच्छतां कुर्वति अहं ते तेषां कृते अहमपि सहायं कुरोमि अनन्तरं तत् समाप्य समाप्य प्रातः उपाहारं समाप्य गृहे एव देवालयं गत्वा तत्र पूजां का कारयन्ति अनन्तरं तत्र मध्याह्ने उत्तरम् अजः इति अजः आनयति कश्चन तत् अजः बलिं दातुं दत्वा तत्र देवीकृते तस्य समर्पणं समर्पणं यच्छन्ति अनन्तरम् एवं सर्वं कृत्वा तत् बलिः जातं जातं चेत् तत् गृहं आनीय तत् सर्वं कट् कृत्वा सर्वे तस्य भोजनं कृत्वा रात्रौ मध्याह्ने उप भोजनं न कुर्वन्ति रात्रौ तदेव भोजनं कुर्वन्ति सर्वे अनन्तरं सम्यक्तया ओली अपि क्रीडन्ति मध्याह्ने तु मध्याह्ने उपवास इति कारणात् अधिकजनाः बहिः नागच्छन्ति अन्ते एव भवन्ति एवं सर्वमस्ति अनन्तरम् इतोपि एकं नाम होली इति आग होलि आगच्छति तद्दिने तु सर्वे युवकाः बहिः बहिः एव भवन्ति अन्तः तु कोऽपि न आगच्छन्ति अन् बहिः आगत्य सर्वं रो नाम रस्ते सम्पूर्णं कल कलर् कलर् भवति अनन्तरं सम्पूर्णं क्रीडा सा गीतं सर्वम् इदमेव भवति एतादृशं होलि क्रीडन्ति वयं तु